हरिः ओं नमस्ते नमस्ते सः ह आ हा ह मघुरमपि खादितवान् ह आ रुचिः रुचिः रुचिः बहु उत्तमं बहु उत्तमा रुचिः बहु उत्तमा बहु उत्तमा अस्तु कथं प्रिपे कथं प्रिपे आ आम्

किं किं

सूक्ष्मः ओ ओ ओ ओ टेस्ट् या आ आम् आम् आम् आम् आम् आ ओ अस्तु रुचिः अहं बहु उत्तमं बहु उत्तमा रुचिः मधुरं मधुरमिति मधुरमेव आं पुदिन आ आ हु रुचिः अस्ति ह अन्नं ह अनन्तरम् अन्नम् अन्नम् आ आ अ सर्वे सर्वे पदार्थाः सम्यक् अस्ति रुचिः वरम् आलुग् आलुग् अपि बहु रुचिः आलुगक् आलु अस्तु अस्तु तपः ज्ञातं चित्रान्नं बहु बहु रुचिकरं बहु रुचिकरं चित्रान्नं दधिः अन्नम् अपि यदि मम इष्टम् अन्नम् अन्नम् आम् आम् दधिः अन्नं बहु कष्टं बहु इष्टम् आम् इच्छामि बहु इच्छामि तत्सर्वम् एव आं हा अहं भवति तत्रैव पाचकं वा हो हो हो आ आ आ आ प काञ्चिपुरम् आम् आम् आम् आम् आव् आम् आम् आम् आम् बहु रुचिकरः ओ ओ अस्तु अवदीर्घः अह अहं सर्वमपि अहं खादामि सर्वमहं खादामि बहु रुचिकरमस्ति अनन्तरं भवति भवती कथम् इति इत्युक्ते कथं करोति करोति आम् ओहो हो भव भवतः गृहे वा आ आ आ ओहोहो के के मार्गदर्शनं कृतवन्तः होहो हो हो हो ओहो हो सम्यक् सम्यक् अहम् आं सम्यक् सम्यक् ओम् अस्तु प्रतिदिनम् आगत्य खादामि अनन्तरम् अनन्तरं गृहम् आगत्य यदा अ किं किं बोत् आ भवत्याः खादितवान् खादितवान् का

ह ओ शरीरं शरीरम् आम् आं तदानीं पिबामि ह आ हा अहं हा अस्तु आ आम् आगच्छामि आगच्छामि प्रतिदिनम् आगच्छामि यदा अहम् इति यदा अहम् ह आ आ अस्तु अस्तु अस्तु अस्तु अस्तु धन्यवादः मिलामः हु